हरिः ओम् आ हरिः ओम् श्रूयते श्रूयते अहम् अजेयः भवन् भवन्तः योगाचार्यः मञ्जुनाथः मञ्जुनाथाचार्यः खलु

छात्राः सन्ति योगपाठः कर्तव्यः आसीत् तस्मिन् काले यो योगपाठं स्वीकुर्वन्ति भवन्तः

आ हा अस्तु अस्तु आ कस्मिन् समये प्रातः षड्वादने सप्तवादने क आ सप्तवादने अनुकूलं भवति अतः छात्राः उत्थाय प्रातः प्रातः कालीनं कार्यं समाप्य आगन्तव्यम् खलु कुत्र स्वीकुर्वन्ति भवन्तः कुत्र आगन्तव्यं छात्राः सर्वे विंशत् विंशतिः वि पञ्चविंशतिः छात्राः सन्ति

हा तस्

हा अस्तु अस्तु हा कतिदिनात्मकम् सप्तः सप्ताहात्मकं कालं समाप्तं भव त्यक्तं भवति वा तत् तेषाम् सम्पूर्णं ज्ञानम् आवश्यकं खलु कथं करणीयम् अभ्यासः भवति वा तस्मिन् सप्ताहकाले

यदि छात्राः आगच्छन्ति भवतां फ़ीस् कथम् हा हा ए ग्रामे

तेषां छात्राः सन्ति आर्थिकतया तावन् स् ते सप्ताहात्मकालः एकसहस्रं किञ्चित् तेषे ते छात्रः संशयं कुर्युः कुर्युः अत्र आगन्तुम्

हा अस्तु अस्तु ह सत्यम् हा हा तत्र किं किं पाठयन्ति वे आसनं केवल अथवा प्राणायामः प्राणायामः इत्यादिकं भवति वा एवं मुद्राः मुद्राः सके किं क्य अनन्तरं किमपि एतद् जलनेतिः इत्यादिकम् उच्यते खलु तदपि पाठयन्ति वा

सप्ताहात्मकः कालः पर्याप्तः भवति वा अथवा ततोपि अधिकम् अपेक्षितं भवति वा फ़ीस् पुनः अधिकं भवति अथवा तस्मिन्नेव प हा आ अस्तु धन्यवादः अस्तु कस्मिन् दिनाङ्के इति एकं सूचयन्तु पातः अहं वदामि धन्यवादः धन्यवादः